पूर्वं तु शिल्पकाराः ये भवन्ति स्म ते अत्यन्तं जागरूकतया शिल्पशास्त्रादिकं पठित्वा शिल्पानां मूर्तीनां निर्माणं कुर्वन्ति स्म तत्र तैः मूर्तीनां निर्माणार्थम् शिल्पशास्त्रस्य अध्ययनं प्रथमतया तैः कर्तव्यम् अनन्तरं पूर्वं तु शिल्पः मूर्तीनां निर्माणार्थं ते हस्तेनैव कान् कानिचन उपकरणानां सहायतया ते मूर्तीनां निर्माणं हस्तेनैव कुर्वन्ति स्म तत्तु नाम बृहन् बृहत्मूर्तीनां निर्माणार्थं निर्माणार्थम् बहु दिनस्य बहु बहूनां दिनानाम् आवश्यकता भवति स्म किन्तु अधुना तु तथा हस्तेनैव सर्वं श शिल्पादिकं कर्तव्यम् इति नास्ति तत्र टेक्नालजि वर्धितम् इति कृत्वा तत्र यन्त्राणां सहायतया सहाय्येन अपि तत्र श् शिल्पादि शिल्पादीनां शिल्पादिभिः शिल्पेषु नाम शिलाखण्डाः शिलाखण्डान् सम्यक् कर्तनं कर्तुं तत्र यन्त्रादीनामपि उपयोगः बहु सम्यक् रीत्या अधुना प्रचलति तत्र पूर्वम् अधुना आधुनिककालवत् तत्र सै शिल्पानां बृहन्मूर्तीनां शिल्पानां संयोजनार्थं नाम छिद्रम् पृथक् पृथक् खण्डानां संयोजनार्थं तत्र प्राचीनाः पद्धतयः भवन्ति स्म आधुनिककाले तु तत्र प्राचीनकालवत् किमपि कर्तव्यम् इति नास्ति तत्र बहु अन्यानि अपि साधनानि उपयुज्य उप् साधनाम् अन्यान् अन् अन्येषामपि साधनानाम् उपयोगः क्रियते